धन्यवादाः चालकः भवान् सम्यक् चालनं कृतं यानस्य तथा सम्यगपि चालनं कृतं तथा समये अहं दशवादने एव आगन्तव्यम् आसीत् भवान् पञ्चनिमेषात् पूर्वमेव अत्र आगत्य वाहनं स्थापितं तथा समयप्रज्ञा अपि भवतः भवतां बहूनि बहु सम्यक् वर्तते यानमध्ये मार्गमध्ये बहवाः तस्कराः आगताः तान् सर्वानपि जित्वा नाम तत्र समयप्रज्ञा सम्यगासीत् भवतः तथा भवतः चालकानां सङ्घमपि सम्यग्वर्तते तथा यानशुद्धिः याने यत्किमपि दुर्वासना इत्यादिकम् अपि नासीत् तथा चालको चालकः शुद्धतया एव आसीत् भवान् तस्मात् भवान् सम्यक् चालनं कृतं मम एतत् प्रदेशमपि न ज्ञातं परन्तु भवान् उक्त्वा अत्र आगत्य एतद् भवतां समय प्रदेशमित्यपि सर्वम् उक्तं धन्यवादाः बहुसन्तुष्टोऽस्मि